मम प्रदेशे ग्रामीणमहिलानां शिक्षणे उद्योगे च साहाय्यं कर्तुम् अनेकाः संस्थाः कार्यं कुर् कार्यं कुर्वन् अस्ति तत्र धर्मस्थल ग्रामीणाभिवृद्धियोजना इति एका योजना अस्ति तद्द्वारा महिलानां कृते शिक्षणम् उद्योगः सेवारूपेण तत्र दीयते अनन्तरं समन्वयः इति एकं ट्रस्ट् अस्ति तद्द्वारा अपि महिलानां कृते शिक्षणम् उद्योगस्य कृते तत् साहाय्यं कुर्वन् अस्ति शालाशिक्षणे तद् साहाय्यं दातव्यम् इति कारणतया रोट्री सर्वं महिलानां कृते प्रशिक्षणं दातुं कार्यं कुर्वन् अस्ति अनन्तरं समग्रशिक्षायोजनम् अस्ति अनन्तरं स्वावलम्बी जीवननिर्वाहणार्थं महिलानां कृते उद्योगः उद्योगः दातव्यः इति कारणात् अनेकसंस्थाः कार्यं कुर्वन्नस्ति